हरिः ओम्

आम् आम् एकादशवादने परीक्षा भवति तदर्थं दशवादनेव प्राप्तव्यं भवति अनन्तरं परीक्षाविभागः यत्र भवति खलु तत्र गत्वा एकस्मिन् पुस्तिकायां एक्सां पुस्तिकायां तत्र स्वाक्षरं करणीयं भवति तत् कृत्वा अस्माकं नाम यत्र भवति तस्मिन् वर्गे गन्तव्यम् छात्रान् सूचनीयं यत् मोबैल् फ़ोन् चीटिकाः एवं तत्र तेषां समीपे अस्ति वा अस्ति चेत् तत्र अधः स्थापयन्तु इति निरीक्षकाः परीक्षकाः ये आगमिष्यन्ति तेषां पुरतः यदि प्राप्नोति तर्हि परि अग्रिमवर्षे वर्षत्रयं परीक्षां दातुं न शक्नुवन्ति ते आमाम् एताः पूर्वसूचनाः दातव्याः अनन्तरं यत् प्रश्नपत्रमागमिष्यति उत्तरपत्रिकायाः दानं यदा अस्माकं घण्टानादः भवति प्रथमं एकादशवादने तदा दातव्यम् एक् कुत्र किं लेखनीयमिति इत्युक्ते तेषां रोल् नम्बर् इति तत् कुत्र लेखनीयं वा सर्वम् केन्द्रग्रन्थः तदपि भवति तद् एक घण्टा अनन्तरं तत्र स्थापनीयं भवति बार्कोड् तत्र तेषां क्रंवितः भवद्भिः परीक्षा नियोजनं भवति अनन्तरं परीक्षाक्रमाङ्कः तत्र बारकोड् क्रमाङ्कः तेषां भवति तत् स्टीकर् भवति एकम् तर्हि एकघण्टा वा अर्दघण्टा अनन्तरं तत् सर्वम् एकस्मिन् कागदे लेखनीयं भवति तस्य अनन्तरं तद् एकं स्वीकृत्य यस्य यः क्रमाङ्कः वर्तते तत्र गत्वा तेषाम् एतद् परीक्षाक्रमाङ्कः भवति खलु तत्र तत् स्थापनीयं तत् अदर्शनं भवतु तस्य तदर्थमेव तत्र स्थापनीयं भवति आम् एवं तत्र स्थापनीयं भवति अनन्तरम् अस्माकमपि तत्र स्वाक्षरी भवति तत् करणीयं अनन्तरं परीक्षाक्रमाङ्कस्य स्टीकर् स्थापितं वा बार्कोड् इति तदर्थं छात्राः उपस्थिताः छात्राः भवन्ति तेषां स्वाक्षरी अपि अपेक्षिता आमाम्